शिक्षकाय विद्यालयेषु पाठयितुं समये बहूनि वस्त्रानि लाभाः भवति तदर्थमेव किमर्थं चेत् सस् मार्कर् श्यामपट्टः परन्तु सर्वप्रथमं धैर्यमपि आवश्यकं सर्वम् आवश्यकं चेत् दण्डः इत्युक्ते मार्जनी एतत् सर्वम् आसन्दः एतत् सर्वम् आवश्यकं सन्ति किमर्थं चेत् धैर्यमपि भ वर्तते चेत् सर्वं सम्यक् भवति एतत् सर्वम् आवश्यकं भवति तेषु लाभः इत्युक्ते श्यामपट्टः श्वेतपट्टः मार्जनी मार्कर् दण्डः किमर्थं चेत् श्यामपट्टः अस्ति चेत् केनापि छात्राणां कृते अवगतं न शक्यते चेत् तदर्थं लिखित्वा एतत् सर्वं दास्यन्ति अवगमः अवगत्य लिखित्वा तत् मार्जनं कर्तुं न शक्यते चेत् मार्जनस्य मार्तत्य मार्जनी आवश्यकं तत्र को बहून्यपि छात्राः कोलाहालम् अत्र सर्वं करोति तदर्थमेव कोलाहलं करोति तदर्थमेव दण्डः इति अपेक्षितं तत्सर्वं धैर्यमपि अपेक्षितं चेत् धैर्यं न भवति चेत् तदर्थं सर्वे छात्राणां गम्भीरतया पाठः न श्रुणोति एतत् शिक्षकाणां कृते सर्वम् आवश्यकं वस्त्रान् अपि सर्वम् अपेक्षते